अस्मिन् कोले तु गृहे गृहे दूरदर्शनं दूरभाषा सर्वेपि वर्तन्ते अतः यदि लघुबालाः सन्ति गृहे तेषां कृते अपि एका दूरभाषा सीमिता भवति एतस्य तु आरम्भः कोरोनाकाले अभवत् इति अहं चिन्तयामि यतः सर्वेषाम् आन्लैन् शिक्षणं सर्वम् अवश्यकमासीत् यदा तद् आरब्धम् अनन्तरम् इदानीमपि प्रचलति तदेव बहु बहुषु गृहेषु पोषकाः उद्योगार्थं बहिः गच्छन्ति लघुबालकाः ये सन्ति ते शालां गच्छन्ति आगच्छन्ति परन्तु गृहे दूर दूरभाषा विद्यते अतः तस्य उपयोगम् अधिकं भवति एतस्य शीघ्रकाले तु सम्यक् दृश्यते यतः टैम्पास् एवं भवति परन्तु दीर्घकाले तस्य बहवः दुष्परिणामाः सन्ति मानसिकमपि शारीरकमपि अपि यतः तस्य समययापने बहुकालः गच्छति समयः व्यर्थः भवति अतः बहिः गन्तुम् तेषां मित्रेभ्यः साकं क्रीडितुम् समयः न लभ्यते अतः शारीरिकदुष् दुष्परिणामः बहवः भवन्ति